न पूर्वम् अस्ति एतादृशी स्थितिः यत् भारतीयकलाकाराः तावत् प्राधान्यम् अवकाशं च न प्राप्तवन्तः तत्र कारणं मम मते अस्माकं स्वभावः वा वयम् अवसरः न प्राप्तवन्तः किन्तु इदानीम् परिस्थितिः भिन्ना इदानीं भारतीयकलाकाराः प्राधान्यं प्राधान्यम् अवकाशं च ते प्राप्नुवन्ति एवं बहु सम्यक् समयः अस्ति भारतीयकलाकारः